चित्रकलायाः शिक्षणे आदौ तु दोषाः एव सर्वेषां भवन्ति मम अपि तावत् स्थिति आसीत् किन्तु तद् किञ्चित् अभ्यासम् अभ्यासाः करणीया इति मनसि चिन्तयित्वा वारं वारम् अभ्यासं कृतम् तत् दोषाः अपि गताः अनन्तरम् ये कला उत्तमकलाकाराः भवन्ति ते तु साक्षाताः साक्षात् कला एव जानन्ति तत् पूर्वमेव ते सम्यक् समीचिनम् अभ्यासम् कुर्वन्ति तत् कारणात् एव अनन्तरम् उत्तमकलाः कलाकाराः वर्तते वर्तन्ते भवन्ति भवन्ति